अहं प्रदोषकाले उत् उत्थाय योगासनानि करोमि तेन कारणेन मम शरीरं बहु सुलभं भवति मानसिकः अपि बहु सन्तोषः भवति अहं दी जीवनाचार्येण बहु उत्तमतया जीवनं करोमि अहं योगः विषये यत् करोमि तत् सर्वम् उत्तमं भवतीति अहं जानामि आचरणं करोमि प्रतिदिनं योगासनानि कृत्वा बहु शरीरं सः गृहं गृह्नामि तेन बहु आरोग्यमपि प्राप्नोमीति ज्ञातमस्मि